शास्त्राध्ययनं ये कर्तुम् इच्छन्ति तेषामादौ तत्र अहं शास्त्रं पठितुम् इच्छामि इति तेषाम् इच्छा भवेत् तदानीं तदेकं बेस्मेण्ट् वत् भवति तदुत्तरं ते उदाहरणार्थं वेदान्तशास्त्रमहं पठितुम् इच्छामि इति यदि एकस्य छात्रस्य वर्तते तर्हि सः तत् बेसिक् यदस्ति नाम वेदान्तपरिभाषा स्यात् वेदान्तसारः स्यात् तत् तस्य तत्र सम्यक् परिश्रमः कृत्वा अनन्तरं शास्त्रार्थं यानि यानि साधनानि वर्तन्ते तत्सर्वम् आदौ सम्यक्तया स साधयेत् यदा सः तथा साधयति तदुत्तरं सम्यक्तया तस्या शास्त्राध्ययने गतिर्भवति इति एकः विषयः तथैव कृतस्य अध्ययनस्य सम्यक्तया आत्मावलोकनं कर्तव्यं प्रतिदिनं तस्य अनुवादः अन्येषां निकटे तथैव तस्य टिप्पणिः उल्लेखनम् इत्यादि कर्तव्यम् अध्ययनं यदा कुर्वन्ति तदानीम् एवम् आचार्याणां निकटे साक्षात् यदा मनसि प्रश्नमागच्छति तस्य तत्रैव स्थगनं न तत् अतिरिच्यापि आचार्याणां निकटे यदा संशयः भवति तदानीं सम्यक्तया सङ्कोचं विना पृच्छेयुः यदा तदा भवति यदा तथा भवति तस्य मनसि विद्यमानः भयादिकं गच्छति तत् नाम क्रमेण प्रश्नोत्पादनाशक्तिः यथा यदा वर्धते तदानीं तस्य शास्त्रे गतिः जायमानः इत्यादि लक्षणानि दृश्यन्ते इति तु एवं ये शास्त्रादिकं पठितुमिच्छन्ति तेषां कृते एका एतादृशरीत्या सूचना